नमस्ते स्विग्गी मया अद्य प्रातःकाले इदानीं बालाजी उपहारशालातः अहं मम उपहारं स्वीकर्तुम् इष्टवान् अस्तु पुनः एतद्धनप्रत्यर्पयन् अस्मि तदानीं धनं न गच्छति फ़ैल् इति आगच्छति मध्ये नष्टमिति आगच्छति न गतम् इत्यपि प्रदर्शयति बहु बहुवारं वारचतुष्टयं वारपञ्चकं मया प्रयासः विहितः किं कर्तव्यम् अस्मिन् विषये कृपया उच्यताम्